अन्यलेखकेभ्यः मम लेखनं तु भिन्नमेव किमर्थं चेत् एकैकस्य अभिप्रायः मनोभावना सर्वं भिन्नमेव भवति अन्यलेखकस्य अनुभवः तस्य तस्य दृष्टिः समानविषये एकैकस्य एकैकभिन्नदृष्टिः भवति अतः समानघटनं लेखन लेखकः द्वयं पश्यति चेत् तत्र तद्घटनायाः उत्तमविषयः एकः लेखितुं शक्यते मह्यं तू तत्त्र तत्र विद्यमान नेगेटिव् आस्पेक्ट्स् अधिकं द्रष्टुं शक्यते अतः निश्चयेन तत् मनोभावनस्य विभिन्नता कारणेन एकैकलेखकस्य लेखनमपि भिन्नमेव भवति